लद्दाखप्रदेशे वेश्विकपटले रुफ़् आफ़् द वर्ड् इत्याभिधीयते अस्माकं प्रदेशे बहूनि स्थानानि सन्ति यत्र विश्वस्य विभिन्ने विदेशेभ्यः पर्यटकाः अवलोकनाय आगच्छन्ति तत्र बौद्धजगतः दुर्लभानि स्थानानि विद्यन्ते अमृतानि संस्कृतिकानि केन्द्राणि सन्ति विश्वप्रसिद्धेषु मठेषु हेमिस्गोम्पा अल्चिगोन्पा लामायुरुगोम्पा शाचुकुल्गोन्पा फेयङ्गगोन्पा गोन्पासोमा प्राभृतयः अनेकानि मठमन्दिराणि सन्ति एवमेव अनेकेषां महाप्रसिद्धानां तपस्थानानि सन्ति अनेकानि रम्याणि सुमनोहराणि सरोवराणि अपि सन्ति एतेषु स्थलेषु गमनाय कस्यापि अनुमतेः आवश्यकता नास्ति